युद्धकलानां शिक्षणं सर्वैः सर्वैः पठितव्यं सर्वैः पठितव्यम् इति अहं चिन्तयामि का कारणं किम् इति तद् शरीररक्षार्थम् उपयोगं कर्तुं शक्यते शरीरव्यायामार्थम् अपि उत्तममस्ति तद् कर्तुम् अन्य कोपि आयुधाः आयुधानाम् आवश्यकता नास्ति एकः गुरुः अस्ति चेद् तद् पठितुं शक्यते बाल्यकालाद् बाल्यकालादेव तद् पठनीयम् इति अहं चिन्तयामि तत्समये एव शरीरम् अस्माकं शरीरम् अस्माकं वयं तद् कर्तुं शक्यते वयं विंशतिः त्रिंशत् वयः वयः अभवत् चेत् तद् कर्तुं किञ्चित् दुष्करं भवति शिशोः कृदेव तद् सरलमस्ति तद् कर्तुं ललितं भवति इदानीन्तनकाले सर्वे बालकाः बा बालिकाः बालकाः तद् कर्तव्यहं चिन्तयामि केरळे अस्ति बहु केरळे बहुत्र स्थाने तदस्ति तद् सर्वैः करणीयम् सर्वैः बालैः करणीयम् इति अहं चिन्तयामि तदेव मम मम अभिप्रायः